देवभूमिः भारतवर्षं तस्मात् उत्कलः अन्यतमः विश्वप्रसिद्धघोसयात्रा ओडिस्साप्रदेशस्य अन्यतमः उत्सवः येषु रथेषु आरूढमानाः श्रीबलभद्रः माता सुभद्रा श्रीजगन्नाथश्च नवदिनात्मकं स्वजन्मभूमिं गुण्डिचक्षेत्रं गच्छन्ति अस्मिन्चले नबाहन पर्ब सर्वे माता समलेश्वरीसमीपे नूतनसस्यं निवेद्य सश्रद्धं गणपर्वभावेन परिपाल्यन्ते अपरं राजसङ्क्रान्तिः होलि रक्षाबन्धनादि अनेकानि पर्वाणि परिपालितानि